संस्कृतवाङ्मये कथासाहित्यस्य महत्वपूर्णं विशिष्टञ्च स्थानं वर्तते कथासाहित्यस्य आख्यायिका इत्यपि नाम व्यवहारे दृश्यते श्रूयते च वेदः प्रभुसम्मितः इति उच्यते अर्थात् वेदः राजावत् उपदेशं ददाति इति पुराणसाहित्यं तु मित्रसम्मितं भवति यथा मित्रं कश्चित् उपदेशं करोति तथा पुराणमुपदिशति किन्तु स् साहित्यं तु कथासाहित्यम् अन्यत् साहित्यग्रन्थाः तु कान्तावत् उपदिशन्ति यथा काचित् प्रिया स्वपतिम् रसरूपेण पत्युः उपदेशं प्रयच्छति तथा साहित्यं पठितृणाम् उपदिशति इति उच्यते अतः कथासाहित्ये अपि नीतिबोधकाः कथाः सन्ति मनोरञ्जनार्थं विरचिताः कथाग्रन्थाः अपि सन्ति अत्र नीतिबोधनार्थं विरचिताः कथाः नीतिकथाः इति व्यवह्रियन्ते ते उपदेशपरकाः एव भवन्ति तत्र प्रायेण पशुपक्षिणः पात्ररूपेण भवन्ति उदाहरणं पञ्चतन्त्रकथा इति पञ्चतन्त्रकथासु पशुपक्षिणाम् व्यवहारेण पठितारः ज्ञातुं शक्नुवन्ति कथं व्यवहर्तव्यम् क किं कर्तव्यं किं न कर्तव्यम् इति एवम् नीतिबोधकाः भवन्ति बहु रुचिकराः कथाः भवन्ति बालानाम् इष्टतमाः कथाः भवन्ति पञ्चतन्त्रकथाः तु बहुषु भाषासु अनुवादिताः कथाः एताः पञ्चतन्त्रकथाः भवन्ति पुनश्च मनोरञ्जनार्थम् एव रचिताः भवन्ति लोककथाः इति उच्यते केवलं मञ्ज मनोरञ्जनार्थम् एव भवन्ति तत्र विद्यमानाः कथाः तत्र प्रायेण मनुष्याः एव पात्ररूपेण भवन्ति उदाहरणं वेतालपञ्चविंशतिः इति तत्र मनुष्याः एव पात्ररूपेण भवन्ति हास्यात्मकाः कथाः भवन्ति क्वचित् नीतिबोधकाः अपि भवन्ति तत्र एवं कथासाहित्यस्य महत्वपूर्णं स्थानं दृश्यते संस्कृतसाहित्ये